आं मम एकः परिचितः भवज्ज्ञातः अद्भुतां कथां कथितवान् तस्य मित्रम् आर्यन् नामकः ऐ ऐ टि इत्यस्मिन् प्रवेशपरीक्षायां सज्जतां कृतवानासीत् सः अतीवकठिनमार्गं प्रारभत परन्तु तस्य सम्पूर्णं ध्यानं सङ्घर्षः च तस्य सफलतां जनयति स्म सः विशेषशिक्षणवर्गाणाम् अन्ल्लान् अध्ययनसामग्रीणां च उपयोगं कृतवान् अभ्यासमपि कृतवान् सः प्रतिदिनं कतिपयानि घण्टानि अध्ययनं कृत्वा स्वलक्ष्यं प्रति गच्छति स्म भारतीयविज्ञानगणितक्षेत्रे सफलतां प्राप्तुं बहवः कष्टानि भवेयुः परन्तु सम्यक् मार्गदर्शनेन परिश्रमेण च सम्भवति